अस्मिन् विषये अस्माकम् उपनिषदः किम् मातापूर्वरूपं पितोत्तररूपं इति कथयन्ति अतः तत्र धार्मिकोत्सवस्य प्रथमभागः एव एकम् एव विषयं वदामि अत्र अहम् अस्मत् तस्य सिद्धतां कथम् इत्यादिकम् अत्र वर्तते अतः सिद्धता प्रथमं तावत्तु मातृवर्गाणां पितृवर्गाणाञ्च नमस्कारादेव भवति इति मया मम अभिप्रायः यथा मातृनमस्कारः यथा करणीयम् इति वदामि अहम् देवतां जन्मदात्रीञ्च देहपुष्टिविवर्धिनीं सर्वविद्याप्रदात्रीञ्च मातरं प्रणमाम्यहम् इति मातरं देवञ्च जन्मदातरं जीवनाधारकल्पकं सर्वत्यागमेव धीरं पितरं प्रणमाम्यहम् इति मातर मातौ मातुः एवं पितुः ये नमस्कारं कृत्वा एव तत्र धार्मिकोत्सवम् आचरणं भवति यदा मातृवर्गाणां पितृवर्गाणां वयं न स्मरामः नमस्कारं न करिष्यामः अस्माकं धार्मिकोत्सवस्य सम्पूर्णं व्यर्थमेव भवति इति मम चिन्तना वर्तते अतः भोजनम् अलङ्कारम् इत्यादिकं सर्वमपि द्वितीयवर्गे भवति प्रथमं तावत् मातृवर्गाणां पितृवर्गाणाञ्च नमस्कारः अस्माकं प्रथमः अत्यधिक अत्युत्तमसम्प्रदायः वर्तते